हा हरिः ओम् नमस्ते

हा एवम् एवम् हा अस्तु अवश्यं भवादृशाः बहवः मया सह वार्तालापं कुर्वन्ति अद्यापि केचन कृतवन्तः अस्माकं तु सः एव उद्योगः वर्तते भवादृशानां कृते गृहं वयं दद्मः कल्पयामः इति चेत् अस्माकमपि सौभाग्यं भवति भवन्तोपि सन्तुष्टाः भवन्ति अस्तु भवतां

सम्यक् सम्यक् भवन्तः किम् इच्छन्ति कीदृशं गृहमिच्छन्ति

हा हा

सम्यक् अत्र अस्माकं द्विविधं कार्यं भवति वयं निर्मितं गृहमपि दास्यामः अथवा गृहनिर्माणार्थं भूमिमपि दास्यामः उभयथास्ति व्यवहारः केचन निर्मितं गृहं मास्तु वयमेव निर्माणं करिष्यामः किन्तु अस्माकं कृते उत्तमपरिसरे एकं एकं निवेशनमपेक्षितमिति वदन्ति न वयमेव निर्माणं करिष्यामः इति हा तदपि वर्तते अस्माकं समीपे अथवा निर्मितं गृहमपि भवति भवन्तः किम् इदानीं किमिच्छन्ति निर्मितं गृहं वा

तत्र भवतां गृ एतत् धनस्य सीमा का वर्तते नाम कीदृशं परिमाणम् अपेक्षितं कियत् कियती भूमिः

न न न न वयं तु वस्तु वस्तुतः अस्मिन् काले इदानीं के नूतनतया क्रेतुम् आगच्छन्ति इच्छन्ति अत्यन्तं न्यूनमूल्येन दद्मः अद्य स्थितिः कथमस्तीति भवन्तः जानन्ति सर्वत्रापि भूमेः मौल्यं वर्धितं वर्तते केचन किं कुर्वन्ति केवलं धनं सम्पादयितुमेव यत् किञ्चित् मित्थ्यावचनमुक्त्वा एतदेवमस्ति एवम् अस्ति अयन्तु स्वर्गतुल्यः परिसरः अत्र भवन्तः उषित्वा अमृताः भविष्यन्ति इति यत् किञ्चित् मोहं जनयित्वा स्वस्य लाभं पश्यन्ति भवन्तः पश्यन्तु अस्माकं विषये शृतवन्तस्स्युः वयं कदापि अयुज्यमानं न वद् वदामः नाम ए यावदस्ति किञ्चित्तु लाभं सर्वे इच्छन्ति किन्तु वयं तु केवलं लाभार्थमेव इदं कार्यं न कुर्मः अस्माकमपि भवतु कश्चनलाभः भवतामपि स्वीयगृहं प्राप्तं इति सन्तोषः भवेत् भवतां सन्तोषः वर्तते तेनैव वयं सन्तुष्टाः

भवन्तः मम सङ्ख्यां दास्यामि अहमनन्तरं भवतां दूरवाण्यां प्रेषयामि एकवारम् अस्माकम् कार्यालयमागच्छन्तु अहं बहूनि स्थलानि दर्शयामि यत्र भवतामिच्छा वर्तते तत्र स्वीकर्तुं शक्नुवन्ति

हा हा

अस्तु अस्तु मिलामः मिलामः अस्तु नमस्ते नमस्ते